अहं बेङ्गलोर् मध्ये निवसामि बेङ्गलोर् इति तु कर्नाटकराज्यस्य राजधानी एव वर्तते तर्हि अत्र बहवः शिक्षणसंस्थाः कार्यालयाः इति अधिकप्रमाणेन प्राप् द्रष्टुं शक्यते तर्हि शिक्षणक्षेत्रस्य विषये यदि पश्चामः चेत् विज्ञानशाखाविषये यः अध्ययनं कर्तुम् इच्छति तस्य छात्रस्य कृते अथवा तादृशछात्राणां कृते अत्र बहवः विकल्पाः सन्ति विद्यासंस्थाः सन्ति विश्वविद्यालयाः सन्ति यत्र ते स्वस्य शिक्षणं तु निश्चयेन अग्रे नेतुं शक्नुवन्ति समानमेव तदा एव संशोधनकार्यम् येप अप् संशोधनस्य कार्यमपि ते कर्तुं शक्नुवन्ति तर्हि यदि विज्ञानं पश्यामः चेत् तर्हि विज्ञानम् इति विषयः तु दीर्घविषयः बहूनि क्षेत्राणि तत्र अन्तर्भवन्ति यथा बोटनी वृक्षस्य विषये ज़ूलाजि इति जन्तुविषये फिसिक्स् भौतिकशास्त्रस् ष्य विषये एस्ट्रोनामी अन्तरिक्षस्य विषये केमिस्ट्रि रसायनशास्त्रस्य विषये वस्तुविज्ञानस्य विषये मटीरियल्स् एन्वान्मेण्टल् कृते पर्यावरणस्य कृते इति भिन्नभिन्न शाखाः भवन्ति तत्र बायोलजि अपि अस्ति जीवशास्त्रमिति तर्हि तत्र बहूनां रुचिः भवति वस्तुतः विज्ञानस्य बायोलजि सम्बन्धः अधिकः विख्यातः अतः तत्र तया दृष्ट्या तेन मार्गेण गत्वा बहवः छात्राः स्ववृत्तिं कुर्वन्ति स्वस्य शिक्षणं कर् कुर्वन्ति स्वस्य रिसर्च् यस्य कृते संशोधनम् इति उच्यते तदपि कुर्वन्ति तर्हि बहवः शिक्षणसंस्थाः बेङ्गलोर् मध्ये सन्ति यथा बेङ्गलोर् मेडिकल् कालेज् अण्ड् रिसर्च् इन्स्टिट्यूट् तर्हि तथा ऐ सि ए आर् नेशनल् डैरि रिसर्च् इन्स्टिट्यूट् रमण रिसर्च् इन्स्टिट्यूट् अनन्तरम् अस्ति श्रीराम इन्स्टिट्यूट् फ़ार् इण्डस्ट्रियल् रिसर्च् स्ट्रक्च स्ट्रक्चुलर् स्ट्रक्चुरल् स्कूल् आफ् फ़ैन् आर्ट्स् इति बहवः विद्यालयाः सन्ति विश्वविद्यालयाः सन्ति छात्राणां कृते न केवलम् अध्ययनस्य परं संशोधनार्थं संशोधनार्थम् अपि अवसरम् अथवा अवकाशं प्रददति तर्हि एते संस्थाः निश्चयेन बहु सामान्यछात्रस्य अपि विशेषच्छात्रनिर्माणं कर्तुं समर्थाः सन्ति तत्र तेषाम् स्टेप् बै स्टेप् यथा वयं वदामः तर्हि तेषां प्रगतिः दृश्यते एतेषु दिनेषु तु एग्रिकल्चरल् अथवा वेट्स् इति क्षेत्रे अपि बहूनां रुचिः अस्ति यतोहि तत्र इदानीम् अस्ति अपि तस्य डिमाण्ड् यत् यत् अत् वयं वदामः तत् अस्त्येव त्रि बहवः इच्छन्ति यत् एते यत् न कृतवन्तः जनाः तत्र तेषां हस्तः भवतु अथवा तत्र तेषां रिसर्च् भवतु यतो हि बालकाः अपि रिसर्च् विषये जागरूकाः जातः ते जानन्ति अस्माकम् आयुर्वेदे अस्माकं अन्येषु भागेषु वेदेषु इत्यादिषु शास्त्रेषु बहु किमपि उक्तमस्ति एतेषां कृते तर्हि तस्य अध्ययनेन तस्य संशोधनेन अद्यत्वे तस्य कः उपयोगः किम् अग्रे कर्तुं शक्यते इति इति द्रष्टुं शक्यते ते कर्तुं शक्नुवन्ति ते कुर्वन्ति ते अग्रे अपि तस्य विषये प्रचारः करिष्यन्ति इति मम तु विश्वासः अस्ति अतः एताः संस्थाः याः सन्ति तर्हि एतासां संस्थानां मुख्यं तु नाम तस्य तेषां संस्थानां दायित्वमेव अस्ति यत् एतादृशबालकानां कृते पोषकं वातावरणं तत्र भवतु यत्किमपि ते कुर्वन्ति तत् यत्र तेषां रुचिः अस्ति तत्रैव ते गच्छन्तु ततः एव ते स्ववृत्तिं प्राप्नुवन्तु अन्यथा समाजस्य सेवां कुर्वन्तु इति